हरिः ओं आमस्मि आं किं सहायं कर्तुं शक्नोमि आम् असुविधायाः कृते अहं क्षं क्षम्यतां महोदय परन्तु किमस्ति इदानीमेव सः कार्यक्रमः अभूत् स्म तर्हि सर्वाणि पुस्त्कानि इतस्ततः जातानि तर्हि इदानीं पञ्चदिव् दिनानन्तरं सर्वं सम्यगेव भवति सर्वे सर्वाणि पुस्तकानि स्वस्थाने भवन्ति क्षम्यतां किमपि असुविधाभूत् चेत् आमां तत्रापि कार्यं कार्यं कृते कोऽपि नास्ति इदानीं तु नाम सः सर्वे गृहं गतवन्तः सर्वे बालकाः एव खलु लैब्ररि मध्ये अस्ति ग्रन्थालये कर्मचारिः तर्हि ते अपि गृहं गतवन्तः इदानीमेव क कार्यक्रमः समाप्तः चेत् तर्हि इदानीं तु पञ्चदिनानन्तरं सर्वं सम्यगेव भवति आम् आमां नूतनं पुस्तकं यः पुस्त यत् पुस्तकमपेक्षितं एकम् आप्लिकेषन् लेखितव्यं भवति तर्हि आं तस्य तस्य पुस्तकस्य नाम लिखित्वा अस्मान् ददाति चेत् वयम् अवश्यं प्रेषयामः तस्य अधिकाधिकं पञ्चदिवसेषु आगच्छति न्यूनातिन्यूनं त्रिदिवसेशु आगम्यते आम् असुविधा असुविधायाः कृते अहं क्षम्यताम् आं धन्यवादः